मम क्षेत्रे धार्मिकं क्षेत्रं वर्तते नाम मम बीदर् प्रदेशे गुरुद्वारा इति एतत् सिक् वं सिक् वंशानां धार्मिकं क्षेत्रमस्ति यदा गुरुनानक् जयन्ती भवति तदा पञ्जाब् जनाः सर्वे भीद बीदर् प्रति आगच्छन्ति तत्र तेषां दर्शनार्थं एवं तथैव सर्वस्मात् प्रदेशात् अपि जनाः आगच्छन्ति अस्माकं बीदर् प्रदेशे तु नाम पूर्वं यदा मुगल् जनाः अस्मा अस्माकं देशे राज्यभारं कुर्वन्ति कुर्वन्ति स्म तेषां तेषां कट्टडानि अपि सन्ति तथैव अस्माकम् इतोपि एकं धार्मिकक्षेत्रं नाम नरसिंह झर्रा इति अस्ति तत्र एकं सुरङ्गः अस्ति तत् मध्ये गत्वा तत्र तत्र तत्र नरसिंहस्य दर्शनं भवति एवं तत्रापि अन्ये सर्वस्मात् प्रदेशात् जनाः आगच्छन्ति तथैव बीदर् मध्ये एवम् अन्यत् पश्यामश्चेत् तथैव गार्डन् इत्यादिकं नार्मल् सामान्य प्लेस् सन्ति एवम् इति एतानि सन्ति इति उक्त्वा विरामामि मम कृते तु अहं तु बीदर् कोटे यदस्ति तत् तत् तत् तत्र गतवान् अस्मि तत् बहु सम्यक् अस्ति सर्वे आगच्छन्ति तत्रापि इति उक्त्वा विरामामि